तत्र पादपेषु प्रथमं स्थानं पिप्पलस्य अश्वत्थवृक्षस्य स्थानं नान्यो पादपः स्वीकरोति कुत इत्युक्ते सर्वेषाम् उपयोगाय जीवनाय च तस्य प्रयोजनम् अस्ति केवलं तत्र समीपे स्थित्वा श्वासोच्छासं कुर्मश्चेत स्वास्यवर्धनं भविष्यति पिप्पलेन तथा च तस्य सम्वर्धनेन तत्र काष्ठाः भविष्यन्ति समिधाः भविष्यन्ति यज्ञार्थं ते वर्धयितव्य वर्धयितव्याः एव अनन्तरं पुष्पं यत् यत् पुष्पं स वा सुवासनायुक्तं भवति तेन परमात्मनः प्रीतिः भवति अस्माकम् अपि प्रीतिः भवति तस्मात् वासना सुवासनासहितस्य पुष्पस्य आरोपणे मम प्रेमः तदनन्तरं फलविषये फलन्तु कदलीफलम् आनन्तरम् इतरेषां फलानां स्थानं तेषां वर्धनं शाकाः पाकाः शाकाः पाकाः शाकं विना पाकं नास्ति तस्मात् शाकानां वर्धने अपि अस्माकं प्रयोजनाय केवलम् अस्माकं प्रयोजन इत्युक्ते स्वार्थेन न समग्रस्य समूहस्थितसमाजस्य अस्माकं मनसि यद्दानं कर्तुम् इच्छा वर्तते तस्यापि प्रयोजनाय एतेषां पुष्पफलादीनां सम्वर्धनं भवति उपयोगाय समाजस्य